महाभारते मम इष्टतमं पात्रं वर्तते कर्णः इति किमर्थं नाम सः दानवीरकर्णः आसीत् इत्यतः एव धर्मराजस्य अपेक्षया अपि सः बहु दानं कृतवान् वर्तते राज्यं न इष्टवान् केवलं स्वस्य सामर्थ्यस्य विषये तस्य गर्वः आसीत् वस्तुतः कौरवानां पाण्डवानां च ज्येष्ठभ्राता वर्तते तथापि राज्ये तस्य मोहः नासीत् केवलं सामर्थ्यविषये आदरः आसीत् परशुरामस्य महान् शिष्यः वर्तते इत्येवं सः महान् ज्येष्ठः श्रेष्ठश्च आसीद् अप् किन्तु महाभारते दुरन्तनायकः जातः इति खेदास्पदः अयं विषयः वर्तते